अस्माकं क्षेत्रे प्रकृतिसम्पन्नमूला नांमध्ये बहुविध द्रव्याणि सन्ति उदाहरणरूपेण रवर् वेतस् अनानस् आम्रं नारिकेलम् वंशम् इत्यादि अस्माकं त्रिपुराराज्ये बहुविध प्रकृतिसम्पन्नमूलानि सन्ति एतेषां सर्वेषांमध्ये अतीव प्रसिद्धम् अस्ति रबर् एतस्य एतस्य उत्पादनं रबर् उत्पादने त्रिपुराराज्यं प्रथमस्तरे अस्ति रवर् उत्पादनस्य माध्यमेन त्रिपुराराज्यस्य जनाः तस्य जीविकानिर्वहणं करोति एवं च सः तस्य गृहजनानां पालनपोषणम् अपि करोति एवं च आम्रम् अनानसम् इत्यादि फलस्य व्यवसायं कृत्य कृत्वा सः तस्य जीविकानिर्वहणं निर्वहनं करोति